संस्कृतं सर्वभाषायां भाषायाः जननी अस्ति जननी इति वर्तते संस्कृतं केवलम् एका भाषा न संस्कृतं संस्कृतिः अस्ति अस्माकं भारतस्य संस्कृतिः संस्कृतभाषायामेव वर्तन्ते संस्कृतम् अस्माकं केवलम् एकभाषायाः उपरि न संस्कृतम् अनेकासु भाषासु जननी अस्ति आं शिक्षणपरम्परायाम् अथवा शिक्षणव्यवस्थायां संस्कृतम् कथं प्रभावः प्रचलति इति चेत् एकस्मिन् दृष्टिकोणे पश्यति एकः तत्र औषधम् औषधव्यवस्थायाम् अथवा किम् आयुर्वेदः आयुर्वेदः सम्बद्धविषयाः विषयाः सर्वमपि संस्कृतभाषायामेव वर्तन्ते तत्र चाणक्यः अथवा सर्वं सर्वे अपि आयुर्वेदविषये प्रचारं कुर्वन्ति अतः एव अस्माकं शिक्षायाम् आयुर्वेदः तस्य प्रभावम् इदानीमपि प्रचलन्ति एवमेव योगविषयः यो योगसूत्रं पतञ्जलीः योगसूत्रमेव इदानीमपि प्रचलन्ति पतञ्जलेः योगसूत्रम् अस्मिन् अस्माकं दैनन्दिनजीवितशैली शैल्यां वर्तते तत् तस्य एव किं ए एतत् योगसूत्रस्य योगस्य योगायाः योगायाः प्रचारं प्रसारणम् अपि इदानीमपि प्रचलन्ति वे वैदेशिकाः अपि एवमेव कुर्वन्ति वैदेशिकाः योगस्य प्राधान्यं सर्वमपि सङ्गृह्य इदानीं भारते प्रत्यागच्छन्ति अस्माकं संस्कृतेः सं संस्कृतेः सं संस्कृतेः संस्कृतस्य संस्कृतेः संस्कृतस्य प्रभावं कथमिति चे कथमिति अधुना द्रष्टुं ते शक्नुवन्ति अतः तथैव ए संस्कृतस्य प्रभावः शिक्षणव्यवस्थायां वर्तन्ते